भारतस्य स्वतन्त्रसंग्रामस्य विषये मम संक्षेपः विचारः यत् भारतीयस्वतन्त्रता संग्रामे महात्मगान्धिनः योगदानं अपारम् आसीत् तस्य अहिंसा नागरीक अविज्ञा दर्शनं तस्य अस्य योगस्य नागरीक अविज्ञायाः च रणनीतिः तस्य व्यक्तित्वं च भारतीयजनानाम् आग्रहाणां सम्मुखीकरणाय सज्जां कृतवान् भारतस्य स्वतन्त्र साङ्ग्रह सङ्ग्रामस्य अन्ये बहवः व्यक्तयः सन्ति तथा नेताजि सुभाषचन्द्र बोस् खुदिरां बोस् भगत्सिङ्ग् लाल्बाल् बहादुर् बाल्गङ्गाधरतिलक् लालालजपत् राय् जवाहर्लाल् नेहरु इत्यादिस्वतन्त्रसंग्रामे ये बहुकष्टं कृतवन् कृतवान् बह् बहुत्र अटित्वा बहुसंग्रामं कृत्वा काराग्रहादि अपि गतवन्तः आसन् तथा ते तेषां मतं बहुत्र प्रकटयित्वा स्वतन्त्रसंग्रामं कृतवन्तः मम मनसि स्थिताः मुख्यवक्त वक्तयः महात्मगान्धिनः